संस्कृतभाषिणः स्वव्यक्तित्वं परम्पराधारा भाषाद्वारा कथम् अभिव्यञ् व्यञ्जन्ति इत्युक्ते सामान्यतः तेषां भाषणे वार्तालापे संस्कृतशब्दानि एव प्रयुज्यन्ति इति मम अनुभवः संस्कृतभाषायाः संस्कृतशब्दाः यदा भारतीयभाषासु वयम् अधिकाधिकम् उपयुज्य वार्तालापं कुर्मः प्र लेखनम् इत्यादि सम्भाषणं भाषणं सर्वं कुर्मः चेत् भा तस्मिन् प्रदेशस्य भाषायाः भाषायाः मौल्यं वर्धते इति मम अनुभवः अहं गुजरात् प्रान्ते अपि कर्यं कृतवा कृतवान् अस्मि महाराष्ट्रप्रान्ते अपि कृतवान् अस्मि तमिल्नाडु प्रान्ते अपि प्र प्रवासं कृतवान् केरलप्रन्ते कृतवान् गोवाप्रान्ते कृतवान् ओरिस्साप्रान्ते कृतवान् सर्वत्र यत्र यत्र अहं गतवान् तत्र अहं दृष्टवान् सर्वासु भाषासु संस्कृतशब्दाः श्रोतुं शक्नुमः इत्युक्ते एकमेव वाक्यं वदामि चेत् भारतीयभाषासु संस्कृतशब्दाः विपुलाः सन्ति इति मम अनुभवः